यदा अहं योगाभ्यासं कृतवती आसं तदा सम्पूर्णशरीरस्य प्रक्रिया उत्तमा आसीत् शरीरे रक्तसञ्चरणं सम्यक् आसीत् पचनसंस्था सम्यक् कार्यं कृतवती आसीत् मम हैट् अपि सम्यक् आसीत् सम्यक् अस्ति तदपि केवलं योगासनेन अभवत् मु वद् मुखे वा वदने तेजः अस्ति तदपि केवलं योगाभ्यासेन एव अस्ति मम केशाः अपि दीर्घाः एवं ब्लेक् आसीत् अस्ति ब्लेक् सन्ति तदपि केवलम् अहं यदा क्रुतवती आसम् अतः एव अधुना अपि तस्य परिणामः द्रुश्यते एतत् सर्वं केवलं योगाभ्यासेन एव शक्यमस्ति योगाभ्यासेन सम्पूर्णदिनं मनुष्यः फ़्रेश् भवति श्रान्तः न भवति बुभुक्षा अपि सम्यक् भवति भोजनमपि सः सम्यक् कर्तुं शक्नोति निद्रापि सः शान्त्या कर्तुं शक्नोति